भारते निरुद्योगसमस्याः सन्ति एव सर्वदा भवन्ति अपि किन्तु अस्माभिः चिन्तनीयं वयं किं कर्तुं शक्नुमः अस्माकं स्वव्यवहारमपि कर्तुं शक्नुमः सर्वकारद्वारा अपि उद्योगावकाशाः भवन्ति तद् वयं निश्चयेन स्वीकर्तुं शक्नुमः तद् विहाय व वयं किं कर्तुं शक्नुमः तस्मिन् विषये अस्माभिः चिन्तनीयं आधिक्येन यदि स्व उद्योगं कुर्मः अधिकं लाभं वयं प्राप्तुं शक्नुमः